नमस्ते महोदय आ अहं कुशली भवान् कुशली वा न अद्य अहं लेखनादिकम् इतःपरं न प्रेषयामि

अस्माकम् अस्माकं हासनमण्डलस्य एम् पी यः वर्तते तस्य मम समीपे एकं पेण्ड्रैव् वर्तते तत्र सः किमपि अश्लीला वार्ता वर्तते तत्र पेण्ड्रैव् मध्ये

परन्तु अस्मिन् समये एतद् एषः विषयः वर्तते सः अतीव रोचकः विषयः वर्तते सः एम् पी पदपदं प्रति सः रिसैन् करणीयं भवेत् तादृशवार्ता एषा अतः भवन्तः कियत् वित्तम् यच्छन्ति इति अहं दृष्ट्वा यतः तत्र टी वी नैन् द्वारा सुवर्णा न्यूस् चानल् द्वारा न्यूस् वन् चानल् द्वारा रिपब्लिक् चानल् द्वारा तत्सर्वेषां वार्ता संस्थायाः दूरवाणी आगच्छत् अस्ति मत्कृते अतः भवान् वदति चेत्

प्रायः दशकोटिः परिमितमपेक्षितं प्रायः मत्कृते एम् पी पदं प्रत्येव विनाशः इत्युक्तौ कीदृशवार्ता चिन्तयतु भवान् भवतः कृते एम् आर् टि आर् पी कियद् आगच्छति नैव महोदय सप्त न भवान् न जानाति पि पेण्ड्रैव् मध्ये पेण्ड्रैव् मध्ये कीदृशं वीडियो वर्तते इति भवान् न जानाति अतीव रोचकं वीडियो वर्तते तत्र एकं न बहु विडियोस् वर्तन्ते तत्र ह हा न भवान् भवान् यदि एतत् यूट्यूब् मध्ये स्थापयति इन्स्टाग्राम् मध्ये स्थापयति चेत् वार्ता चानल् कृते तदाचित् भवान् शतादिकोटिः भवान् धनम् अर्जयितुं शक्नोति भवान् अहं केवलं दशकोटिः द धनं पृच्छन् अस्मि तावदेव तत्तु अतीव न्यूनं भवानेव भवान् एव भवान् एव जानाति एतद् अनन्तरं सोष्यल् मीडिया मध्ये कियत् वैरल् भवति तद्वारा भवान् कियत् सम्पादनं करोतीति सर्वं भवान् एव अग्रिमकाले जानाति यदि न पश्यन्ति इति मा यदि न पश्यन्ति इति चिन्ता एव नास्ति यतः पूर्वम् अस्माकं मया एव कुमार्स्वामी सेक्स्क्याण्डल् पेन्ड्रैव दत्तवानस्मि कतं तत् प्रचालितमिति भवान् एव जानाति

अस्तु आगच्छामि

अस्तु महोदय अस्तु अस्तु आगच्छामि अस्तु आगच्छामि इदानीमेव आगच्छामि अस्तु धन्यवादः राम् राम्